अस्माकं भारतीय सांस्कृतिकपरम्परा तु सर्वैः पूज्या अस्ति इति तु सर्वैः ज्ञायते अपि अस्माकं परम्परा आ आधुनिक कले तु अस्माकं परम्परा सांस्कृतिक संस्कृतिः कथञ्चित् किञ्चित् लुप्ता दृश्यते तदर्थमेव बहवः बह्व्यः संस्थाः अपि सांस्कृतिकपरम्परां रक्षितुं प्रयत्नः प्रयत्नाः कुर्वन्तः कुर्वत्यः सन्ति मम विचारा तु बाल्यकालादेव अस्माकं संस्कृतेः कृते अस्माभिः बालेषु एव बीजः आरोपणीयः भवति इति मम विचारः यदि वयम् अस्माकं पर्वदिनानि पूजासम्बन्धितविषयाः इत्यादीनि अस्माकं बालकेषु कृते यदि बाल्यकालादेव किञ्चित् किञ्चित् आरभ्य विवरणं कर्तुं शक्नुमः चेत् प्रायः ते ते बालाः ते भविष्यत् भव्य भविश्यत्काले ते अपि संस्कृते संस्कृते म अस्माकं संस्कृतेः परिरक्षणार्थं तेषां तेषां कृते किञ्चिदपि आवश्यकं भवति ते कर्तुं शक्नुवन्तीति मम अभिप्रायः